प्रायः जनाः चिन्तयन्ति संस्कृतभाषायाः अध्ययनेन किमपि प्रयोजनं नास्ति संस्कृतभाषायाः अध्ययनेन अग्रे आजीविकां कर्तुं न शक्नुमः धनार्जनं कर्तुं न शक्नुमः अतः अस्याः भाषायाः अध्ययनेन को वा उपयोगः इति चिन्तयन्ति संस्कृतभाषायां केवलं वेदाः मन्त्राः इत्यादयः एव सन्ति इति जनाः चिन्तयन्ति संस्कृतभाषायां विज्ञानगणितादिविषयाः अन्तर्भूताः भवन्ति इति जनानां कृते सामान्यतया ज्ञानं नास्ति केचन एव संस्कृतभाषायाः महत्वं जानन्ति अधिकाधिकजनानां कृते संस्कृतम् इति भाषा अस्तीत्यपि ज्ञानं नास्ति पुनश्च संस्कृतभाषाकेवलं एकसमुदायस्य भाषा इत्यपि जनाः चिन्तयन्ति सर्वेषां कृते एषा भाषा उपयोगाय भवति इति जनाः न चिन्तयन्ति अतः पाठ्यक्रमेषु संस्कृतभाषायाः स्थापनं व्यर्थं भवतीति इति जनाः चिन्तयन्ति एवञ्च संस्कृतविद्यालयाः संस्कृतविश्वविद्यालयाः संस्कृतपाठशालाः इत्यादयः केवलं व्यर्थविषयकाः इति जनानां मनसि कल्पना अस्ति